आरोग्य सेवाप्रदानस्य सर्वकार्याः योजनाः भारतवर्षे प्रचलिताः सन्ति प्रधानमन्त्रिमहोदयेन श्रीमन् नरेन्द्रमोदि महोदयेन अस् न् अस्माकं भारतवर्षे बहु सेवाः प्रदीयन्ते यथा प्रत्येकं परिवारस्य कृते पञ्चलक्षपर्यन्तं स्वास्थ्य विमा योजना वर्तते स्वास्थ्य विमा योजना द्वारा तत्र केन्स् केन्सर् हृद्रोग आदिगम्भीररोगाणां कृते सर्वकारीयसहायता प्रदीयते तस्य योज् तस्याः योजनायाः नाम अस्ति आरोग्यप्रधानमन्त्रिजन आरोग्य योजना पुनः मम राज्ये विजुस्वास्थ्यकल्याणयोजना अपि वर्तते तत्र प्रत्येकं परिवारस्य कृते वार्षिकपञ्चलक्ष पर्यन्तं स्वास्थ्यसौविध्यम् उपलब्धं क्रियते पुनः तद् दुर्बलस्रीणां ये जनाः सन्ति तेषां कृते एव प्रदीयते एषा योजना सार्वजनीन स्वास्थ्यकेन्द्रेषु जिल्ला मुख्यचिकित्सालयेषु च उपलब्धं भवति पुनः राष्ट्रीयस्वास्थ्यविमायोजनापि वर्तते तदपि निर्धनजनानां कृते तेषां स्वास्थ्यस्य सुरक्षार्थं वर्तते पुनः प्रधानमन्त्रि महोदयेन प्रधानमन्त्रिजनौषधिकेन्द्रस्य स्थापनं कृतं प्रत्येकेषु राज्येषु प्रत्येकेस्मिन् राज्ये पुनः प्रतेकस् प्र प्रत्येकस्मिन् जिल्लायां च तत्र स्वल्पमूल्येन औषधानां वितरणं क्रियते परन्तु मम परिवारस्य स्थितिः स्वास् सर्वेषां स्वास्थ्यं सम्यक् वर्तते अतः एतासां योजनानां तु अस्माकं कृते लाभदायकं न भवन्ति परन्तु प्रधानमन्त्रिजनौषधिकेन्द्रमाध्यमेन यदा कदा आवस्यकं भवति वयं ततः औषधं स्वीकुर्मः एतत् अस्माकं कृते बहु लाभदायको भवति